सामान्यजनैः दैनन्दिनजीवने अभ्यासः योग्याः युद्धकला इत्युक्ते प्रथमं तत्र कळरि कळरिपैट् इति युद्धकला अस्ति तदेव अस्माकं भारतीयपरम्परानुसारणम् उत्तमकला अस्ति कळरिपैट् तद् सम्यक् कळरिप्पयट् पठदति चेत् सम्यक् तत्र दण्डम् उपयोज्य अबि युद्धं मा पा पाठयति हस्तम् उपयुज्य अपि युद्धं कर्तुं पाठयति अनन्तरम् आयुधम् उपयुज्य खड्गः उब्य उपयुज्य अपि तत्र युद्धं किं कर्तुं पाठयति अनन्तरं बहुविधः उर्मि इति कळरिपैट् मध्ये एकः विशेषः गड् खड्गः अस्ति उर्मि इति तद् उपयुज्य अपि विशेषं परिपालनं युद्धे पाठयति अनन्तरं कराटे अपि इति अस्ति तद् विदेशात् आगता अस्ति चैनातः आगता अस्ति करेट इति युद्धकला तदपि उत्तमम् एव अस्ति इदानीन्तनकाले बहवः नूतनं जनरेशन् नवीनं परम्परा जनाः अधिगतया कराटे पठन्ति परन्तु कळरिपैट् एव उत्तममस्ति इति मम विचारः